स्वास्थ्यसेवा सामाजिकः सहकारः गौरवस्य च दृष्ट्या वृद्धेभ्यः ज्येष्ठेभ्यः अस्माकं प्रदेशे कापि समस्या नास्ति सहकारश्च सर्वथा वर्तते अस्माकं संस्कृत्यनुसारं संस्कृतेः अनुसारेण मातृदेवोभव पितृदेवोभव आचार्यदेवोभव इति यदुक्तन् तदनुसारेणेव अस्माभिः ये अस्माकम् अपेक्षया ज्येष्ठास्सन्ति इत्तञ्च ये ज्ञानिनस्सन्ति तेषां कृते सर्वदा गौरवन् दीयते तथा च तैः यद् उच्यते तत्सर्वथा पाल्यते एवम् गुरुभिः उक्तवाक्ये अस्माकं श्रद्धा अस्ति तेन च अस्माकम् उत्तमम् उज्ज्वलः भविष्यञ्च भविष्यति अतः तैः यदुच्यते अस्माभिः तत्सर्वदा पाल्यते एव एवं समस्याः इति चेत् तत्र कापि न वर्तन्ते इत्थम् अस्माकं परिसरः स्वस्थः सुसंस्कृतः वर्तते अतः ज्येष्ठेभ्यो एव अथवा वृद्धेभ्यो वा तत्र सर्वथा सहकारः सर्वदा लभ्यते तैः यदुच्यते तत्र अस्माकं प्रदेशे सर्वैः अनुपाल्यते एवञ्च ज्येष्ठाः सर्वदा अस्माकम् दोषान् प पुनःपुनः परिशीलयन् दोषान् परिशीलयन्ति तथा च अस्मान् उत्तमः मार्गे उद्बोधयन्ति एतेन च ज्येष्ठाः यैः सह वयम् उत्तमपरिसरे वसामः